हरि ओं आं महोदयः श्रूयते आं महोदय हा वदतु महोदय किं महोदय आं महोदय तेषां स्थितिः सम्यकेव अस्ति परन्तु केचनछात्राः सन्ति ते बहु उच्छृङ्खलाः हा तान् कन्ट्रोल् कर्तुं बहु क्लेशः अस्ति महोदयः इतोऽपि क्लास् नाम कक्षायां यानि सौविद्धानि यानि उपकरणानि आवश्यकानि भवन्ति तानि अत्र नास्ति यतो हि अत्र प्रोजेक्टर् इदानीं टेक्नोलजि माध्यमेन सर्वं कारितं भवति अतः प्रोजेक्टर् अपेक्षते महोदयः प्रोजेक्टर् नास्ति एतस्य प्रोजेक्टर् इत्यस्य प्रोजेक्टरेकं प्रयच्छति चेत् बहु समीचिनं भवति महोदयः हा यतो हि महोदयः अत्र चार्ट् निमित्तं यतो हि प्रत्यहं छात्राः आगच्छन्ति अनन्तरं प्रातः एकः श्लोकः अत्र लिखित्वा तस्य अर्थं सर्वेषां पुरतः वदति चेत् बहु समीचिनं भवति तस्यापि व्यवस्था करणीया भवति आं महोदयः जानामि ये उच्छृङ्खलाः छात्राः सन्ति तान् उत्थाय भवान् अस्य प्रश्नस्य उत्तरं वदतु भवान् अस्य प्रश्नस्य उत्तरं वदतु इतोऽपि इतस्ततः तेषां हा उपवेशणीयं भवति करणीयं नाम एकत्र ते यथा न उपवस् वसति तस्य व्यवस्था करणीया आं महोदयः आं महोदयः समीचिनं महोदयः परन्तु तेषां डेवलप् यथा भवेत् तादृशः कार्यक्रमः अपि आयोजनीयः भवति तर्हि किं करोमि महोदयः आं महोदयः प्रायशः सर्वे एव वक्तुं शक्नोति परन्तु इतोऽपि केचनः अवशिष्टः सन्ति ते सम्यक् वक्तुं न शक्नुवन् न शक्नुवन्ति